हा नमस्कारः महोदय आ नमस्कारः महोदय अहम् अहं हा वदतु आं पृच्छतु

आम् आं चिन्तयन्तः स्मः अस्मिन् तत् आं आम् आम्

सत्यमेव

हा वयं तत्र प्रेषितवन्तः तत् विषये जनान् जनानां कृते किञ्चित् अनारोग्यम् एव भवतीति मत्वा वयं सर्वकारपक्षतः प्रेषितवन्तः तत् सर्वकारेषु हा ज्येष्ठाः ज्येष्ठेषु चिन्तयन्ति शीघ्रमेव निष्कासयामि तावत् पर्यन्तं कदा आगमिष्यति आज्ञा तदा निष्कासयामः इति ते सूचितवन्तः

किं वाहनं महोदय

आम् सत्यं सर्वत्र दीयते आम्

अस्तु हा वस्तुतः आम् त तस्मिन् विषये वस्तुतः यदा ते स्वीकुर्वन्ति पत्रम् अनुमतिपत्रं स्वीकुर्वन्ति अनन्तरं तस्य उपयोगः वाहनस्य उपयोगः अधिकतया कृत्वा ते समीपे किं सर्विसिङ्ग्ङ्ग् इति वदति खलु ते अकारणात् एव किञ्चित् एतत् भवतीति भवति हा वयं निश्चयेन स्वीकुर्मः वयं सूचयामः तत्र यदि यत्र कुत्रापि तादृशवाहनं आगत्य आगच्छति चेत् वयं तस्मिन् चर्यां स्विकुर्मः आम् आं

सत्यं शब्दकालुष्यं आम् आम् आम्

हा तत्र सर्वकारसमीपे ट्राफ़िक् पोलिस् सः आरक्षकाः सर्वे सर्वत्र परिवेक्षणार्थं न् निमित्तं स्थापितवन्तः ते युवकाः आगच्छन्ति तद् मार्गे ते ग्रहणं कृत्वा स्थगनं कुर्वन्ति निश्चयेन वाहनं हा अस्ति आम् आम् नास्ति ओ ओ बुल्लट्विषये तत् तत्र सि सि अधिकमस्ति खलु ततः त्रि फ़िफ़्टि ति ततः बुलेट् निमित्तं भवति परन्तु न स्थापयन्ति आहा अधिकश्ब्ददशनार्थम् आं हा अनन्तरं निष्कासयन्ति ओके तादृशाः जनाः भवन्ति चेत् निश्चयेन आम् हा चिन्तयामः चिन्तयामः महोदय धन्यवादः